अहं अस्मि असमप्रदेशीया मम प्रदेशे स्थानीययानव्यवस्थाः बहवः सन्ति यथा अस्माकं प्रदेशे रैल् व्यवस्था वायुयानव्यवस्था नौकायानव्यवस्था बसयानव्यवस्था कार् यानव्यवस्था बैक् यानव्यवस्था ओला केब् रेपिडो इत्यादि विभिन्नानि व्यवस्थानि लभ्यन्ते एतानि व्यवस्था माध्यमेन जनाः विद्यालयं प्रति महाविद्यालयं प्रति कार्यालयं प्रति तीर्थस्थानानि गम् गमने देशात् बहिः गमने प्रवासम् इत्यादि अटनम् इत्यादि विभिन्नेषु विषयेसु समयस्य रक्षां कुर्वन्ति तथा गमनागमने कष्टं न्यूनं करोति तथा समयस्य अपव्ययं न भवति स्थानीयव्यवस्थामाध्यमेन एतादृशानि साहाय्यानि भवन्ति